आम् फ़ैव् स्टेट्स् इत्युक्ते मम प्रान्तः

इति तमिल्नाडुराज्ये प्रसिद्धाः नृत्यम् इत्युक्ते भरतनाट्यम् तदतेव प्रसिद्धाः तत् नृत्यं केरलराज्ये प्रसिद्धाः नृत्यम् इत्युक्ते कथकली अनन्तरं छन् छण्टमेळम् इति इति कर्नाटका इत्युक्ते किम् आगच्छन्ति कर्नाटका इत्युक्ते तेवे ते ते एव तमिल्नाडु राज्ये राज्ये राज्ये जलं जलं जलं दातव्यम् इति एव स चर्चा भविष्यन्ति तमिल्नाडु कर्नाटका इति अनन्तरम् बिहार् इत्युक्ते तत्र किम् अस्ति इति सम्यक् न जानामि अनन्तरम् ओडिशा इत्युक्ते ओडिश्शा ओडिश्शा इत्युक्ते तत्र फ़ेमस् डान्स् ओडिशि इति भवति इति एव मया श्रुतम्